माध्यमद्वारा प्रसार्यमाणविचाराः मम प्रान्ते अधिकं प्रभावं न जनयति किमर्थमित्युक्ते अस्माकं स्थाने जनाः पुरतः अस्माकं पुरतः किं किं प्रचलति अस्ति किं भवति अस्ति ना नायकः किं कुर्वन्तः सन्ति इति एतादृशविषयान् पश्य एव निर्धारं कुर्वन्ति पुनः यः कोऽपि विषयः माध्यमे प्रसार्यते चेत् तस्य सत्यासत्य निष्कर्षं सम्यक्तया कृत्वा एव अन्तिमनिर्धारं स्वीकुर्वन्ति मम प्रदेशे स्थानीयवार्तपत्रिका करावळि अले उदयवाणिश्च एताद् एताः वार्तपत्रिकाः स्थानीयविचारं क्रोडीकरणं कर्तुं कर्मकारान् नियुज्यन्ते तेषां सहायेन स्थानीयविचारान् माध्यमे प्रसारं कुर्वन्ति